अहं तु मूलतः महाराष्ट्रीयप्रान्तीयः तर्हि महाराष्ट्रप्रान्तस्य नागपुरजनपदस्य रामटेकक्षेत्रे कविकुलगुरुः कालिदासः संस्कृतविश्वविद्यालये अ अहं शास्त्री तृतीयवर्षे पठामि तर्हि अत्र विश्वविद्यालये व्याकरणं साहित्यं ज्योतिषं वेदः योगदर्शनम् इति विभागाः सन्ति अत्र वेदविभागे अहं पठामि तर्हि संस्कृतविश्वविद्यालये अ अत्र दुष्णापरिषदः वर्तते अत्र एव छात्राणां वाक् कौशल्यवर्धनार्थम् एवमत्र अकिष्णा परिषदः वर्तते तर्हि अत्रैव योगाभ्यासः अनिरन्तरः अभ्यासवर्गः तर्हि प्रत्यकेषु विभागेषु बहु सम्यक् तथा विद्वाचार्याः सन्ति ये सम्यकतया पाठयन्ति छात्राणां कृते एव सम्पूर्णम् अ अध्ययन छात्राणां कृते बहु कष्टमेव करोति तर्हि अत्र वेदविभागस्य छात्राणां कृते अत्र हवनकुण्डम् एकं वर्तते तर्हि तत्र म प्रतिमासे एकं तु हवनं भवति दर्शनं विभागः दर्शनविभागे तत्रैव एकः लघुगुरुकुलः वर्तते तत्रैव उपविश्यमाणाः छात्राः सर्वे पठन्ति तर्हि ग्रन्थालयसुविधाः वर्तन्ते तत्र ग्रन्थालयस्य सुविधायाम् अ ग्रन्थालय सुविधा बहु सम्यक् वर्तते तत्र उपविश्य सर्वे छात्राः सम्यकतया स्वस्य पठनपाठनं करोति तर्हि अस्मिन् विश्वविद्यालये शिक्षणव्यवस्था बहु सम्यक् वर्तते